अहं कृषिक्षेत्रे पञ्चवर्ष या यावत् समयं यापितवान् तत्र अहं बहूनि कार्याणि कृतवान् यथा क्षेत्रस्य कर्षणं सर्षपकर्तनं करणं तेषां कीटनाशक कीटनाशकदानकरणं पौध् वृक्षाणां सेचनं करणं एतादृशानि कार्याणि अहं कृतवा कृतवान् तु कृषिकारणात् मम स्वास्थ्यम् अपि बहु लाभं अहं प्राप्तवान् यथा यदा अहं क्षेत्रं गच्छामि तु तत्र शीतवायुः शीतवायुः वा स्वच्छवायुः प्रचलति तु स्वच्छवायुना मम श्वसनतन्त्रं सम्यक् भवति मम स्वास्थ्यम् अपि सम्यक् भवति यदा अहं तत्र कार्यं करोमि तु तदा मम स् शरीरस्य संपूर्ण ध्यानम् तत्र अहं योजयित्वा एव कार्यं करोमि तु एतेन मम एकाग्रता अपि वर्धनं भवति एवं